प्रथमतया एवं वदामि अहं तु सम्पूर्णरूपेण छायाग्राहकः न परन्तु अहं किञ्चित् किञ्चित् छायाचित्रं छायाचित्रम् एतावत् पर्यन्तं गृहीतवान् एकं तु अहं सामान्यतया परिसरः छायाचित्रः तथा च पक्षिणः छायाचित्रं गृहीतवान् तद्विषये किञ्चित् वदामि तत्र अत्र मलेनाडु मध्ये विशेषरूपेण कोकिलः भवन्ति दर्शनार्थं तु काकः इति जनाः मन्यन्ते परन्तु ते काकः न कोकिलः इति विशेषरूपेण कथ्यन्ते जनाः वसन्तमासे तु ते सर्वे कोकिलाः कूजन्ते विशेषरूपेण कूजन्ते तत्र नीतिश्लोकः एवं वर्तते काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः इति तथा च मयूराः अपि मलेनाडु मध्ये बहवः सन्ति नेश्नल् बर्ड् इति अस्माकं सर्वकारद्वारा मयूराः विषये चिन्तनम् अस्ति तत्तु सत्यं सम्पूर्णरूपेण पश्यामः चेत् अहं तु नेचुरल् फ़ोटोग्रफ़ि इति आङ्ग्लभाषायां यदुच्यते अर्थात् नैसर्गिकछायाचित्रस्य ग्रहणम् इति अस्माकं श्रद्धा